भारतस्य प्रसिद्धाः नृत्यशैल्यः वर्तन्ते भरतनाट्यं कुचिपुडि कत्थक् कत्थकली ओडिस्सी मणिपुरी इत्यादयः तत्र अरमल वल्ली इति काचित् प्रसिद्धा नृत्यप्रवीणा

सा भरतनाट्ये पद्मश्री तथा पद्मभूषणम् इति गौरवेण सम्मानिता अस्ति एवञ्च नृत्य एकाडमी अवा अवार्ड् नवदेहलि इत्यनेनापि गौरवेण सम्मानिता सा द्वितीया युवा द्वितीया युवती वर्तते या पद्मभूषणम् इति सम्मानेन गौरवान्विता अस्ति भारतस्य याः काः अपि नृत्यशैल्यः ताः सर्वाः अपि भरतमुनेः नाट्यशास्त्रम् वर्तते तस्मात् नाट्यशास्त्रात् विकसिताः नाट्यशास्त्रे नृत्यस्य भिन्नपद्धतयः पद्धतयः उक्ताः सन्ति ताः पद्धतयः अस्माकं शरीरस्य व्यायामं व्यायामसङ्गतं व्यायामसङ्गताः सन्ति